गतवर्षे संस्कृतभारती अखिलभारतीयमहिलासम्मेलनं हर्याणाराज्ये आयोजितवती अक्षरतः त्रिंशत् जनाः सम्मेलनार्थं प्रस्थितवन्तः मासद्वयात् पूर्वमेव रैल्यानस्य चीटिकां कृतवन्तः रैल् यानेन नवदेहल्यां प्राप्य पुनः ततः लोकयानेन सम्मेलनस्थलं गमनम् इति व्यवस्था आसीत् सम्मेलनं त्रिदिनात्मकम् रैल् यानप्रयाणं त्रिदिनात्मकम् एकं दिनं कुरुक्षेत्रस्य पर्यटनम् एषा योजना आसीत् अहं बहु उत्सुका आसम् अक्षरतः कार्यालयस्थाः जनाः बालकेन्द्रशिक्षिकाः सरलपरीक्षाशिक्षिकाः च आसन् इतः केम्पेगौड रैल् स्थानकं तः प्रस्थानं कृतवन्तः रात्रौ अष्ट अष्टवादने सार्ध एकदिनं प्रयाणम् आसीत् गायनं स्तोत्रपठनं जल्पनं कृत्वा कृत्वा कथं समयं यापितवन्तः इत्येव न ज्ञातम् देहलीनगरं प्राप्य पुनः लोकयानेन सम्मेलनस्थलं प्राप्तवन्तः तत्र उत्तमव्यवस्थाः आसन् बहुषु राज्येषु कार्यकर्त्र्यः कार्यकर्तारः च आगतवन्तः आसन् अन्यराज्यानां जनानां मेलनेन तत्र कानि कानि कार्याणि प्रचलन्ति ते कथं कार्यं कुर्वन्ति व्यवहारं कुर्वन्ति इति सर्वं ज्ञातवन्तः तत् बहु उपकाराय अभवत् दिनत्रयं तत्र कथं गतमित्येव न ज्ञातम् अस्माभिः पुनः सम्मेलनसमाप्तेरनन्तरं वयं कुरुक्षेत्रं प्रति प्रस्थितवन्तः लोकयानेन जनसम्मर्दः आसीत् तत्र अतः वसतिगृहस्य समस्या आगता अन्ते एकं वसतिगृहं प्राप्तम् अस्माभिः विशेषः किं कः इत्युक्ते तस्मिन्नेव दिने चन्द्रग्रहणमपि आसीत् वयं सर्वे ब्रह्मसरोवरं गत्वा स्नानं कृत्वा विष्णुसहस्रनामपारायणं कृतवन्तः अयम् अद्भुतः अनुभवः आसीत् अपरदिने भीष्मकुण्ड अर्जुनस्य बृहत् मूर्तिः कुरुक्षेत्रविश्वविद्यालयः सर्वं दृष्टवन्तः अन्ते भद्रकालिमन्दिरं गत्वा देव्याः दर्शनं प्राप्य रैल् स्थानकं प्राप्तवन्तः ततः देहलीं प्राप्य पुनः बेंगलूरुनगरम् आगतवन्तः आहत्य एषः एकः उत्तमः अनुभवः आसीत्